भारतस्य अत्यन्त मुख्यानि पर्वाणि गणेशचतुर्थी दीपावली नवरात्रञ्च इति वक्तुं शक्यम् श्रीकृष्णजन्माष्टमी श्रीरामनवमी शिवरात्रिः होलीपर्व रक्षाबन्धनम् इत्यादीनि शतशः प्रसिद्धानि पर्वाणि अस्माकं भारते आचर्यन्ते एव किन्तु तेषां प्रामुख्यं प्रदेशशः भिद्यते किन्तु पूर्वोक्तानि त्रीणि पर्वाणि तु नामभेदे सत्यपि समग्रे भारते आचर्यन्ते इति वक्तुं शक्यम् तत्र गणेशचतुर्थ्यां श्रीगणेशः मातृसहितः भूमिम् आगत्य मृण्मयमूर्तिषु आविर्भूय अस्मान् सर्वान् अनुगृह्णाति इति अस्माकं भावना भाद्रपदशुक्लचतुर्थ्यां एतद् एतद् पर्व आचर्यते आबालवृद्धानाम् एतद् पर्व अत्यन्तं प्रियम् यतः तस्मिन् दिने मातरः यावच्छक्यम् अधिकं भक्ष्यानि निर्मान्ति गणेशाय निवेदयन्ति च तेन व्याजेन सर्वे अपि गृहजनाः मिलित्वा भक्ष्यानि कृत्वा अशित्वा च नन्दन्ति स्वातन्त्रयसङ्ग्रामावसरे बालगङ्गाधरतिलकवर्येण एतद् पर्व प्रसिद्धं कृतम् आन्दोलनरूपेण च परिवर्तितम् अतः एव गणेशपर्व समये प्रति गृहे विपणीषु सर्वं श्रीगणेशः मृण्मयमूर्तिरुपेण विराजते नवरात्रपर्व यथा नाम एव प्रदर्शयति नवानां रात्रीणां समाहारः अस्ति तेषु तासु नवसु रात्रिषु श्रीदुर्गादेवी तस्याः नवसु रूपेषु पूज्यते दक्षिणभारते एतद् पर्व नवरात्रम् इति उत्तरभारते दशहरा इति च नाम्ना प्रसिद्धम् अस्ति एतद् पर्व आश्वयुजमासे आ आदिम नवदिनेषु आचर्यन्ते दीपावलीपर्वः दीपानां पर्वः अस्ति नरकचतुर्दशी श्रीलक्ष्मीपूजा बलिपार् बलिप्रथमा इति त्रय त्रीणि पर्वाणि अस् दीपावल्याम् अन्तर्भवन्ति कार्तिकमासे समग्रे दीपज्वालनपूर्वकञ्च दीपावलिं बहवः आचरन्ति एतत् अस्मान् तमसः ज्योतिः प्रति गमयति इति अस्माकम् आस्था